हरिः ओम् हरिः ओम् नमस्कारः आमामां मोडर्न् जिम्नेश्यम् अस्ति भवन्तः वदन्तु आमामां भवान् सर् भवन्तः भवतां नाम एकवारं वदन्ति वा नोट् कर्तुमस्ति भवतां नाम एकवारं सूचयन्ति वा एवं वा भवतां कः क्लेशः किमर्थं जिम् आगन्तुम् इच्छति भवतां लक्ष्यं किमस्ति हो पोषणं कर्तुम् हो आरोग्यं नाम भवताम् ओबेसिटि हा तदर्थम् आगच्छन्ति भवतां वयः कः च एकवारं वदन्ति एवं वा सर् अस्माकम् अत्र प्रातः आं शक्यते शक्यं निश्चयेन निश्चयेन शक्यते अत्र अशीतिवयस्काः अपि आगच्छन्ति अत्र बालिकाः आगच्छन्ति बालकाः

एस्ट् सर्वं वदामि सर् भवन्तः प्रातः आरभ्य आगन्तुं शक्नोति अत्र अस्माकं जिम् किञ्चित् वैशिष्ट्यमस्ति ट्वेण्टि फ़ोर् अवर्स् जिम् अस्ति नाम भवन्तः आदिनम् आम् आमाम् अस्ति अस्ति भवन्तः आं भवन्तः यदा आगन्तुं शक् एवं न शक् अस्तु भवन्तः तदेव भवन्तः यदा कदापि आगन्तुं शक्यते चेत् आगन् आगन्तु एवम् एवम् हा कदापि आगन्तुं शक्यते

नाम भवन्तः भवन्तः प्रातः एक कदा आगच्छन्ति तदनुसारम् अत्र एकं स्पेशल् ट्रैनर् अपि भवति न न न प्रातः आगच्छन्ति चेद् भोजनम् अकृत्वा कदाचित् नट्स् इत्यादिकं स्वीकुर्वन्तु तदनन्तरम् आगच्छन्तु सप्तवादने आगच्छन्ति चेद् सार्ध अष्टवादने गन्तुं शक्नुवन्ति एवमस्ति व्यवस्था भवन्तः स्वयम् एकम् हा तत् तत्र व्य व्यवस्था त्रयमस्ति सर् भवन्तः मासत्रयस्य कृते मेम्बर्शिप् स्वीकुर्वन्ति चेत् भवतां कृते षट्सहस्रं रूप्यकाणि भवति नो चेत् प्रतिमासं हा षट्सहस्रम् प्रतिमासं चेत् भवन्तः भवन्तः सहस्रं सहस्रं रूप्यकाणि यच्छन्तु किन्तु अड्वान्स् रूपेण चतुस्सहस्रं दातव्यं भवति एवमेव नो चेत् एवं न अड्वान्स् अपि दातव्यं भवति हा तदर्थं तद् भवतां कृते स्पेशल् ट्रैनर् अपेक्षते चेत् तद् तत्र इतोपि किञ्चित् अधिकं धनं दातव्यं भवति पुनः भवन्तः अत्र योगादि योगाभ्यासः इत्यादिकमपि अस्ति नाम प्राचीनाः व्यायामप्रक्रियाः अपि सन्ति भवन्तः यदि इच्छन्ति तत् कर्तुं शक्नुवन्ति सर् अहं भवताम् अक्सि भवतां सङ्ख्या इयमेव अस्ति खलु डीटेल्स् अहं वाट्सप्द्वारा प्रेषयामि भवन्तः दृष्ट्वा अत्र साक्षात् आगच्छन्तु सर् डिस्कस् कुर्मः अस्तु धन्यवादाः आं हा धन्यवादाः सर्